नमस्ते अहं क्रीडासामग्रीं सर्वदा अमेज़ान् मध्ये एव बुकिङ्ग् करोमि अहम् इदानीं प्रसाधनवस्तूनी ओर्डर् कृतवती प्रसाधनं सर्वे सर्वं सम्यक् न भवति नूतन बेच् न भवति कदापि शुष्कः अपि भवति एक्स्पायरी डेट् अपि भवति अहं नेल् पालिश् एतत् ओन्लैन् मध्ये आर्डर् कृतवती एतत् एक्स्पायरी डेट् अभ आसीत् वर्णः अपि भिन्नः आसीत् अतः प्रसाधन सर्वं ओन्लैन् मध्ये कर्तुं न शक्यते यदा पदार्थस्य आफर् वा डिस्कौण्ट् वा दीयते तदा सम्यक् रिव्यु दृष्ट्वा क्रयणं करणीयम् नो चेत् पदार्थः सम्यक् न लभ्यते मूल्याङ्कम् अपि दृष्ट्वा पदार्थः क्रयणं करणीयम् इति चिन्तनं करणीयम् अन्ये अपि एतत् वस्तूनि क्रीडासामग्रीम् अनन्तरम् नूतन वस्त्राणि अपि वर्णाः भिन्नाः भवति आर्डर् एव भिन्नः डेलिवरि भिन्नः भवति पुनः एक्सचेन्ज् करणीयम् मम तु बहु एतत् अनुभवः अभवत् अतः एतत् आर्डर् मध्ये सर्वं न कर्तुं शक्यते इति मम चिन्तनम् दृष्ट्वा यदि स्वीकरणीयं तदेव मन्दिरं शापिङ् माल् नो चेत् शाप् शाप् गत्वा क्रेतुं शक्यते आर्डर् मध्ये एतत् डिस्प्ले किं भवति तत् सर्वं तावदेव न प्राप्नोति इति मम चिन्तनम् धन्यवादः